हरि ओं नमांसि महोदय भवतः भवतां अह अहं मम नाम राजेन्द्रः इति भवतां विद्यालये तत्र शिक्षकस्थाने अवसरः अस्ति इति श्रुतम् अतः मया आवेदनं कृतमस्ति अद्य दिनाङ्कः अद्य तत्र परिक्षादिनाङ्कः अस्ति इति श्रुतं साक्षात्कारः अस्ति इति अतः सत्यं अस्तु अस्तु मम विद्यार्हता तु पि एच् डि पर्यन्तम् अधीतमस्ति एच् डि समापितमस्ति विद्यावारिधिः विद्यावारिधिः पदं प्राप्तमस्ति अहं दशवर्षाणि यावत् बेङ्गलूरुनगरे एकस्मिन् विद्यालये कार्यं कृतवानस्मि एवं दशवर्षात्मकः अनुभवः अस्ति मम राम नाम राजेन्द्रः इति विद्यालस् तत्र एम्लेक् महा एम्लेक् विद्यालयः इति अस्ति मल्लेश्वरनगरे तत्र कार्यं कृतवानस्मि एवं तत्र एवम एवं पि यु छात्राणां तथा एव डिग्रि छात्राणामपि पाठनस्य अनुभवः अस्ति मम इदानीं भवतां विद्यालये अपि अवसरः अस्ति इति श्रुतं अतः आवेदनं कृतमस्ति वस्सुतः सङ्गे शक्तिः कलियुगे इति वाक्यमस्ति कलु तथा एव भवद्भिः यथा उच्यते तथा न अहं कार्यं कर्तुं प्रयतिष्ये अत्र क् अस्माकं विभागस्य उन्नतिसाधनार्थं यानि यानि कार्याणि निर्दिष्टानि समुपदिष्टानि भवन्ति तानि सर्वान्यपि कार्याणि यथाशक्ति यथामति अहं कर्तुमिच्छामि वस्सुतः एषः भवतां विद्यालयः यथा देशे सूर्यवत् प्रकाशते अतः आत्मोन्नतिसाधनार्थम् अपि ज्येष्ठैस्सह भवामि चेत् अथ उन्नतविद्यालये उत्तमविद्यालये भवामि अहं कार्यं करोमि चेत् तत् अपि मम अत्मोन्न आत्मोन्नतिसाधकं भविष्यति इति अहं भावयामि अतः उत्तमविद्यालये अहम् इतोपि मम सेवाङ्कर्तुमिच्छामि अहं यथाशक्ति भवद्भिः उपदेश उपदिष्टानिसारम् अहं तत्कार्यं तानि कार्यानि करिष्यामि धन्यवादः नमांसि